अहं वस्तुतः सात्विक आहारं तावदेव स्वीकरोमि कदाचित् मया अन्यदेशं प्रति गतमासीत् तत्र अन्यदेशे वेज् रेस्टोरेन्टस् एव न आसन् इति कृत्वा भोजनालयस्य महान् समस् महती समस्या जाता पुनश्च यद्यपि भोजनालयः प्राप्तः तथापि यद्यद्पेक्षितम् अस्मभ्यम् अथवा यत् यदस्माकं भारते प्राप्यते उत अस्माकम् आचरणे खा खादनव्यवस्था वर्तते तादृशी तु तत्र न प्राप्यते तादृशि व्यवस्था तत्र न प्राप्यते इति तु क्लेषाय एव पुनश्च कदाचित् वासरपर्यन्तं दधि न प्राप्ता चेत् आरोग्यार्थम् आरोग्ये कश्चन क्लेषः अनुभूतः एवम् अनेके समस्याः भोजन भोजनद्वारा एव जाताः पुनश्च सः भोजनालयः प्राप्तः चेदपि तत्र तेषां टैमिंग्स् भिन्नमेव भवति तत्र तेषां टैमिंग्स् अनुसारम् अस्माभिः पर्यटनावसरे प्लान् कर्तव्यं भवति इति तु क्लेषः एव